हरिः ओं महोदय नमो नमः मम पक्षतः म मम पक्षतः एकं निवेदनम् अस्ति मह्यं कोरियर् बहु विलम्बेन आगतं कारणं किमर्थं हा तत् आ भवतः पक्षतः एव आगतं मम मह्यं कोरियर् तत् धनादेशपत्रम् अस्ति कोरियर् नम्बर् अस्ति एकं द्वे त्रीणि पञ्च चत्वारि अहं तु सम्यगेव दत्तवान् मम मम चलवाणीसङ्ख्यां तु अहं सम्यगेव दत्तवान्

अस्तु अग्रिमकालेषु आमां महोदय अग्रिमकालेषु एवं विलम्बेन न दातव्यं तदा तु अहम् अवश्यं कम्प्लेण्ट् ददामि इदानीमेव वद वदामि

अस्तु अस्तु अस्तु अस्तु चिन्ता नास्ति अस्तु धन्यवादः